अहं तु प्रैवेट् कोर्परेट् मध्ये कार्यं करोमि तत्र भिन्नस्तराः कार्याणि भवन्ति इदानीं हौस् कीपिंग् जनाः भवन्ति तेषां कोन्ट्रेक्ट् लेबर् इत्येव भवति तेषां षड् मासस्य कोन्ट्रेक्ट् भवति ते स्वच्छताकार्यं पश्यति अन्यत् सेक्युरिटि जनाः भवन्ति तद् सेक्युरिटि उद्दिश्य एव तेषां परिवर्तनं आवश्यकं भवति एकः एकत्र वर्षाणि कार्यं कुर्यात् इति अपेक्षा एव नास्ति अतः तादृशानि कोन्ट्रेक्ट् रीत्या भवति तेषां परिवर्तनं भवति अन्य जनाः भवन्ति किञ्चित् एतद् इन्जिनियर्स् भवन्ति अन्यत् मेनेजर्स् भवन्ति ह्युमन् रिसोर्स् भवन्ति तत्र किं इत्युक्ते तेषां पर्मनन्ट् जोब् इत्येव भवति तेषां कोन्ट्रेक्ट् बहु न्यूनं भवति तेषां यद् कार्यं कुर्वन्ति तद् अनुसृत्य तेषां भाटकं भवति अन्यत् फेसिलिटिज् सर्वं भवति एतादृशं सर्वत्र अस्ति कोर्परेट् मध्ये अपि अस्ति अन्यत् सर्वकारीय कार्यव्यवस्थामध्ये अपि एतद् दृष्टुं शक्नुमः समस्या इत्युक्ते कान्ट्रेक्ट् जनानां पुर्वे एव वक्तव्यं भवति भवतः एतत् षड्मासानि भवति अनन्तरं अनुवर्तनं न भवति इति तद् किञ्चित् मनुष्य किं भावनात्मकसंबन्धस्य अवकाशः न भवति तद् किञ्चित् समस्या अस्ति